वेदानाम् अध्ययने शिक्षाशास्त्रस्य महत्वपूर्णं स्थानं वर्तते कथमित्युक्ते चेत् शिक्षाशात्रं यद् यदस्ति तद् वेदस्य षङङ्गेषु एकः अङ्गः भवति अङ्गभूतः ग्रन्थः अङ्गभूतः ग्रन्थः अतः तत्र किं क्रियते नाम तत्र वेदे येऽपि स्वराः सन्ति इत्युक्ते वेद वेदे येऽपि मन्त्रादयः सन्ति तेषाम् उच्चारणं कथं कर्तव्यं केन माध्यमेन कथं उच्चारणं कर् करणीयं यथा यत् यथा वयं कवर्गम् उच्चारयामः कवर्गः कथमुच्चारणीयः के कस्मिन् स्थानात् उच्चारणियः तत्र कीदृशः प्रयत्नो भवति इत्यादिकं सर्वं येऽपि विचाराः सन्ति स्वरविचाराः तत् सर्वमपि कुत्र इत्युक्ते शिक्षाशास्त्रे एव अन्तर्भवन्ति शिक्षाशास्त्रस्य महत्वपूर्णं कार्यम् एतदेव यत् वेदे वेदे वर्णिताः ये स्वर वेदसम्बन्धि ये मन्त्राः एषां मन्त्राणामुच्चारणं कथं करणीयं उच्चारणे स्वराः कथं स्वराः कथं प्रयोक्तव्याः तादृशं कार्यम् अत्र शिक्षायाम् अन्तर्भवन्ति अतः शिक्षां ज्ञात्वा यदि वेदं पठ्यते वेदं पठ्यते चेत् वेदः पठ्यते चेत् अस्माभिः शुद्धतया वेदः पठ् वेदं पठितुं शक्यते अन्यथा बहवः देषाः भवन्ति तान् दोषान् वयं परिष्कर्तुं न शक्नुमः अतः तान् दोषान् परिष्कर्तुम् अस्माभिः शिक्षाः अवश्यं शिक्षाग्रन्थम् अवश्यमेव अध्येतव्यम् अतः वेदपठनात् पूर्वं शिक्षा अस्माभिः अध्ये अत्यन्तेन महत्वपूर्णरूपेण शिक्षाग्रन्थम् अध्येतव्यम् प्राचीनतमसा प्राचीनतमसमये शिक्षाग्रन्थमधीत्य एव ते वेदं वेदं वेदम् अधितवन्तः शिक्षाज्ञानं प्राप्य एव जनाः वेदं पठन्ति स्म किन्तु इदानींतनसमये तथा न कुर्वन्ति तत्र बहवः समस्याः उत्पद्यन्ते स्वरः सम्यक् न भवति स्वरस्य सम्यक् न नोच्चारणे मन्त्रदोषः जायते मन्त्रदोषे अनेके अस्माकं येऽपि मनोकामनाः सन्ति तत् न पु तन्नपूर्यते तम् उद्दिश्य मनोकामनापूर्तिं निमित्तीकृत्य ये येऽपि विधेयाः वयं विधिं विधेयाः वयं कुर्मः तत् सर्वमपि सफलं न भवति अतः शिक्षायाः तत्र महत्वपूर्णं स्थानमस्ति अत शिक्षा सर्वप्रथमम् अध्यनं कर्तव्यमेव